नमस्ते हा हा भवतः नाम किं महोदय हा सत्यम् सम्यक् अस्ति खलु हा हा कस्मिन् प्रकोष्ठे महोदय एवं वा इदानीम् एकं कर्मकरं प्रेषयामि सः स्वच्छतां करोति महोदय अद्य अस्माकं होटेल्मध्ये किञ्चित् क्लेशः अस्ति नाम कर्मकराः सर्वे जात्रानिमित्तं गतवन्तः इत्यतः एवं जातमस्ति इदानीमेव स्वच्छतां कारयामि महोदय क्षम्यताम् एकक्षणम् अहम् अन्यं प्रेषयामि एवम् एवं सत्यं क्षम्यताम् इदानीम् एकं प्रेषयामि क्षम्यतां निमिषद्वयेन आगच्छति सः भवान् तत्र किञ्चित् सहाय्यं करोतु महोदय

एवम् अस्तु अस्तु अस्तु एवं वा अस् न न महोदय आगच्छतु अत्र अल्पाहारगृहमपि अस्ति भवान् किञ्चित् चायं पिबतु तावत् त सर्वं सिद्धं कुर्मः अथवा अन्यप्रकोष्ठमेव ददामि किञ्चित् चायं वा पिबतु अथवा पानीयम् एवम् एवं तर्हि अन्यप्रकोष्ठमेव दर्शयति इदानीम् आगच्छति कश्चनः कर्मकरः आगच्छति अन्यप्रकोष्ठमेव दर्शयति महोदय क्षम्यतां क्षम्यताम् एवम् एवम् अभवत् अस्तु अस्तु क्षम्यतां क्षम्यताम् न न सम्यक् अस्ति महोदय तत् न प्रायः किञ्चित् हा न न अन्यप्रकोष्ठाः सम्यक् सन्ति महोदय प्रायः भवते कुञ्चिकादानसमये किञ्चित् क्लेशः जातः वा पश्यामि अहम् एकवारं पश्यामि किञ्चित् निरीक्षां करोतु अस्ति अस्ति महोदय अहमुक्तवती किल पूर्वमेव अद्य जात्रामहोत्सवः अस्ति अस्माकम् अत्र नगरे अतः बहवः तत्र गतवन्तः विरामः सन्ति अन्यथा सर्वं सम्यक् एव भवति महोदय इदानीम् एकक्षणम् न न कुम्भमेलं न गतवन्तः अत्रैव सन्ति आगच्छन्ति किञ्चित् दनतं क्षम्यताम् अहं वदन्ती अस्मि खलु क्षम्यताम् अन्यप्रकोष्ठं वा दर्शयति इदानीं प्रेषितवती अस्मि किञ्चित् कालाभ्यन्तरे सः आगच्छति कर्मकरः निश्चयेन निश्चयेन अहं तद् परिशील्य एव वदन्ती अस्मि सत्यं तद् तद् जानामि कदाचित् कर्मकराः अपि किञ्चित् एतत् कुर्वन्ति खलु अतः अहं स्वच्छमस्ति इति चिन्तितवती न दृष्टवती क्षम्यताम् इदानीं तु आगतवान् प्रायः द्वारे अस्ति इति मन्ये सः वदति भवन्तं अन्यप्रकोष्ठं दर्शयति तत्तु सम्यकेव अस्ति भवान् पत्र प्रविशतु क्षम्यताम् हा न अन्यप्रकोष्ठम् अहं दृष्टवती अस्मि तत् सम्यक् अस्ति अतः तस्मिन् प्रकोष्ठे एव भवान् वासं करोतु

अस्तु अस्तु त तद् पश्यामि पश्यामि महोदय अस्तु चिन्तां न करोतु चिन्तां न करोतु अस्तु अस्तु भवान् प्रथमं तत्र प्र अस्ति इदानीम् आगतवान् अस्ति भवान् पश्यतु तत्र द्वारे स्थितवान् अस्ति भवान् तम् अनुसृत्य गच्छतु अन्य प्रकोष्ठं निश्चयेन अनन्तरम् अहं पश्यामि तस्मिन् विषये

अत्र निश्चयेन निश्चयेन हा हा आगच्छतु आगच्छतु अथवा तत्रैव प्रेषयामि क्षीरं भवतां प्रकोष्ठं प्रति अस्तु अस्तु एवम् अस्तु अस्तु प्रेषयामि बादां मिल्क् एव प्रेषयामि अस्तु हा अस्तु अस्तु स्थापयतु तत्र अस्ति पश्यतु कर्मकरः अस्ति स्वागतम् राम राम राम